शीलसमाधौ इत्यस्मात् धातुमूलं शिल्पपद शिल्पोपनिषत् इति उपनिषदेव प्रसिद्धा तया उपनिषदा शिल्पस्य शिल्पसंरचनायाश्च महत्त्वं ज्ञातुं शक्यते यः समाधिमान् स एव शिल्पी भवितुम् अर्हति इति तत् सारः अनया दृष्टया कः शिल्पि निजार्थशिल्पी शिल्पे अर्हति इति प्रष्टव्यं भवति न अहं शिल्पि अतः शिल्पे कर्मणिनः अहं कुशलः यत् शिल्पं करणीयं तस्मिन् समाद्यनुभवो खलु अनिर्वायः किन्तु अधुना तु अनुकरणेनैव शिल्पं कर्म प्रचलति इति न तिरोहितं न तु मूलार्थेनसमं तत् कर्म क्रियते सामान्यतो कल्पना विशेषमेव अवलम्ब्य शिल्पयन्ति न तु अनुभवम् अवलम्ब्य शिलापरीक्षा अत्यन्तं महत्त्वं पात्रं भजते शिल्पे कर्मणि यद्येव ताकं शिल्पं तद्देवतानुगुणो शिल्प विशेषो एव भवेत् स्त्रीपुंनपुंसकत्वेन भिद्यन्ते शिलाः स्त्रीदेवताकरणे स्त्रीशिल्पमेव शैवशिल्पकरणे शैवधर्मविशिष्टशिला विशेषो एव भवेत् अत एव शिल्पं कर्म न सामान्यानाम् अर्हति समाधिविशेषाणामेव अर्हति अहञ्च कदाचित् शिल्पी भवा भवितुम् अर्हामि यः परम्परागतः स एव कदाचित् शिल्पी भवितुम् अर्हेत